बेङ्किङ् विषये अहम् अधिकं न जानामि अस्माकं गृहे तत् कार्यं सर्वं मम भर्ता एव करोति तदापि किञ्चित् अहं जानामि बेङ्किङ् डोकिमेण्ट्स् पत्राणि सर्वं बहु प्रमुखः भवति तस्य रक्षणं बहु मुख्यं भवति बेङ्क् पास् बुक् चेक् बुक् एतत् सर्वं सम्यक् रक्षणीयम्